चारणस्थानेषु पूर्वस्मात् अधिकं ताज् त्याज्यं मया न लक्षितम् तथापि क्वचित् दृश्यते स्म किन्तु इतोपि न्यूनीकर्तुम् अहं तु तत्र त्याज्यान् तत्र न नयामि यदि वयं सर्वेपि परिसरस्य संरक्षणे बद्धकटयाः भवेम तर्हि परिसरम् अवकररहितं कर्तुं वयं शक्नुमः